मम ग्रामः रायचूरुग्रामः तत्र अहं हिरापुरु इति कश्चन ग्रामः तत्र निवसामि तत्र पर्यावरणं कथमस्ति नाम बहु वृक्षाः सन्ति बहवः वृक्षाः सन्ति तत्र कदाचित् जलस्य समस्या अधिका भवति तदर्थम् अस्माभिः बहु दूरं गत्वा कूपादिषु जलम् आनीयते तत्र अस्माभिः पशवः फाल्यन्ते अपि च पक्षिणः पाल्यन्ते तत्र अस्माकं प्रदेशे जनाः बहुसमीचीनाः वर्तन्ते तत्र जनानां कानिचन समस्यानि आगच्छन्ति चेत् अस्माभिः परस्परं सहाय्यं कृत्वा परिह्रियन्ते तथा अस्माकं ग्र अस्माकं गृहे गावः बहवः सन्ति बह्व्यः सन्ति च तत्र अस्माभिः दोहनं कृत्वा तत् क्षीरं विक्रयणं क्रियते अपि च अस्माकं गृहे भोजनार्थम् उपयुज्यते अपि च तत्र अस्माकं गृहस्य पार्श्वे एकं प्लास्टिक् गुण्डीन् कृतमस्ति नाम तत्र किम् अवकरः भवति खलु प्लास्टिक् अपि च इदं तरकारी शाकादिकं तस्य तत्र संस्थाप्यते तत्र अस्माभिः मासे एकदा एव तत् निवार्य अस्माकं क्षेत्रं प्रति स्थाप्यते अत्र ऋतु ऋतूनां प्रभावः कथमस्ति नाम जलस्य एव अधिका समस्या भवति अपि च तत्र अस्माकं ग्रामे प्राणिनां नाशः अधिकः जायमानः वर्तते तत् अस्माभिः परिहरणीयं वर्तते तत्र मम गृहस्य पुरतः एव चरण्डी प्र प्रवहति तत्र मशकाः उत्पद्यन्ते तत् आगत्य मम अनुजः अस्ति तस्मै दंशितं आं तेन मम अनुजः रुग्णः जातः तदर्थम् अस्माभिः वैद्यालयं गत्वा तस्य आरोग्यं सम्यक् कृत्वा आनीतं तत् किं सा समस्या या अस्ति सा परिहरणीया इति मम चिन्ता अस्ति तत् सम्यक् करोमि अहं मम प्रदेशे पर्यावरणस्य परिस्थितिम् इतोपि उत्कृष्टतया कर्तुम् अहम् इच्छामि इत्युक्त्वा विरमामि